एवं महोदय वदतु प्रणामः आम् आं वदतु वदतु महोदय एवमहं तु सर्वदा भवतः कृते पाकक्रियायामेव संलग्नोऽस्मि वदतु पश्यतु अस्तु महोदय शृण्वन्तु महोदय अत्र पश्यतु प्रतिदिनम् अहं तु सर्वदा भोजनकार्ये भोजननिर्माणकार्ये एव संलग्नोऽस्मि परन्तु यदा कदापि भवान् आगच्छति भवता सह तत्र प्रायः जनाः आगच्छन्त्येव तर्हि मम कृतेऽपि असौविध्यम् अत् अधुना मया तु असौविध्यमनुभूयते पुनः यदि जनाः अधिकाधिकजनाः आगच्छन्ति आगच्छन्ति चेत् तत्र भोजनस्य कृतेऽपि सा सिद्धता करणीया परन्तु अहं तु ना जानामि भवान् यदा कदापि आगच्छति भवता सह जनद्वयं त्रयं वा आगच्छति तर्हि अहं किं कर्तुं शक्नोमि

महोदय तत्र भवान् वदतीति सत्यं परन्तु मम कृतेऽपि चिन्तयतु अहमेकाकी अत्र सर्वदा भोजन भोजनकार्ये एव संलग्नोऽस्मि परन्तु नाम वस्तूनि अपि प्रायः नोपलभ्यन्ते भवतः प्रकोष्ठे तर्हि यदा कदा भवता सह एतावता नाम जनाः आगच्छन्ति चेत् ममकृतेऽपि काठिन्यम् म् अहं मयापि काठिन्यम् अनुभूयते नाम सर्वदा यदि जनाः एतावत् आगच्छन्ति अहं जानामि अन्नं वै ब्रह्म अन्नस्य अस्माभिः तत्र पूजा करणीया इति अहं जानामि परन्तु यदा यदि सर्वदा एवमेव जनाः आगमिष्यन्ति तर्हि कुतः अहं तद् वस्तूनि आनयिष्यामि किन्तु पनीरस्य कृतेऽपि तत्र अधुना टमाटर् इति जानासि परन्तु तत्र तत् दुर्मूल्यः अस्ति मम कृते धनानि नादत्वा तु भवान् गच्छति तत्र कार्यालये तर्हि अहं कुतः आनयिष्यामि महोदय अहं तु एकः नाम पाचकः एव मम पार्श्वे एतावत् धनानि अपि न सन्ति तर्हि कथं महोदय तत् आनीय तत् करिष्यामीति यदा भवत् यदि भवान् आनीय तत् दत्वा एव कार्यालय गच्छन्ति अहं किमपि कर्तुं शक्नोमि अन्यथा मम हस्ते किमपि नास्ति महोदय् यत् मया लभ्यते भवतः प्रकोष्ठे तत् आधारीकृत्यैव भोजनं तत् पा निर्माणं कर्तुं शक्नोमि महोदय पश्यतु यदि भवान् इच्छति तर्हि अहं कर्तुं शक्नोमि अन्यथा म् मम तत्र अन्य अन्यथापि अहं ग कर्तुं शक्नोमि महोदय गन्तुमपि शक्नोमि मम कृते कार्याणि तु बहूनि सन्ति बहिर्भागे केवलं भवतः प्रकोष्ठे न एवम् एवम् अस्तु पश्यतु पश्यतु यदि भवान् इच्छति चेत् अहं स्थातुं शक्नोमि अन्यथा गच्छामि एवम् अस्तु एवं मिलामः मिलामः एवम् नमो नमः नमो नमः